अद्यः नष्टप्रायः भारतीयकलाविशेषः अस्ति शिल्पकला यथा तु प्राचीनमध्ये अस्ति शिल्पकला तदा तु नष्टा भवति प्रायः एका भारतीया लिपिः अस्ति यदा तदा तु यथा पुस्तके लिपिः ग्रन्थलिपिः यदा वदामि चेत् तदा नष्टप्रायः रूपेण नष्टा भवति